मम प्रदेशस्य मम प्रदेशे आरोग्यसेवाः बहूनि स्थलानि सन्ति तेषां वर्धनार्थं कृते वयं सर्वे सहनिवासं प्रति गत्वा तद्विषयम् उद्दिश्य वदामः अनन्तरं तस्मिन् स स्थलेषु किं किं चिकित्सायां कृते ट्रीट्मेण्ट्स् इति चिकित्सां दा ददति इति अपि वदामः आरोग्य सेवा स् स्थलानि तस्मिन् स्थले आयुर्वेदशास्त्रमपि ते पालयन्ति होमियोपति अपि ते पालयन्ति आङ्ग्लभाषाम् औषधम् अपि ते सर्वे ददति निश्शुल्केन अपि अस्माकं प्रदेशे कानिचन स्थलेषु ते सर्वे एता एतादृशं सेवां कुर्वन्तः सन्ति